वस्तुतः सर्वकारीय योजनानि बहूनि सन्ति तत्रापि प्रधानमन्त्रि आवासयोजना इति अस्ति तत् अहं न प्राप्तवान् मम मित्राणि सन्ति ते प्राप्तवन्तः अतः सर्वकारीययोजनाद्वारा ये तस्य लाभांशं प्राप्तवन्तः ते सम्यगेव सर्वकारः अत्युत्क् अत्युत्कृष्टः इति वदन्ति अतः अहं तु अटल् पेन्शन्योजना इति योजना अस्ति तन्मध्ये धनं स्थापितवान् अग्रे तस्य लाभं निश्चयेन अहं प्राप्नोमि इति मम मनसि विद्यते अतः सर्वकारीययोजनाः याः सन्ति ताः सर्वाः उत्कृष्टयोजनाः इति वदामि